ये सङ्गणकं दातुम् आगच्छन्ति तेषां समीपे धनं नास्ति इत्यतः धन एक्चेञ्ज् चेञ्ज् कर्तुं कष्टं भवति अतः सङ्गणकं स्वीकरणसमये मूल्यं न्यूनं दृष्ट्वा अधिकं स्वीकुर्वन्ति